नमो नमः अभिनन्दनानि स्वामिनः अभिनन्दनानि भवन्तः किं हा शक्नोमि शक्नोमि स्वामिनः भवन्तः किमिच्छन्ति तदेव निर्मास्यामि किमपि चिन्तितं वा हा शक्नोमि तत्र चत्वारि व्यञ्जनानि यदि स्टार्टर् मध्ये भविष्यति चेत् व्यञ्जनानि भविष्यन्ति चेत् विकल्पः जनानां कृते भवति चेत् यशाय भवति यशसे भवति तत्र किं किं स्थापयामः हा छोला बटूरा सम्यक् जानामि कथं भवति इति निर्मातुं सम्यक् शक्नोमि पारम्परिकं राजस्थानराज्यस्य दाल्बाटि चूर्मा भवति हा हा स्वामिनः किञ्चित् स्मृतं यत् स्टार्टर् मैन् को स्टार्टर् इत्यत्र तत्र कचोडि अपि स्थापयितुं शक्नुमः हा अधिकं भविष्यति सत्यं ह्म् हा सत्यं सत्यं रोटि रोटिका मास्तु तस्य निर्माणे क्लेशः भवति तथा प्रत्येकजनानां कृते चत्वारि वा षड् वा रोटिका रोटिका निर्मीया भवति चेत् भवन्तः षड् शतजनानि आह्वयन्ति चेत् महान् क्लेशः भविष्यति अतः प्रार्थयामि यत् ओदनमेव भवतु हम् हा न्यूनं निर्मातुं शक्यते पञ्चविंशति भविष्यति तत्र क्लेशः नास्ति हा किमपि मिष्टान्नमपि कांक्षन्ति

हा रस्मलाय् निर्मातुं शक्नोमि तथा च शुष्कमपि कश्चन शुष्केनापि मिष्टान्नेन तत्र भाव्यम् इति चिन्तयामि

बर्फ़ि बर्फ़ि स्थापयितुं शक्नुमः उत बेसन् का लड्डु इत्यादिकं किमपि निर्मातुं शक्यते स्वामिनः अत्र एकः सहकारी पाचकः अपि अपेक्षितो भवति तथा तथा द्वौ सहकार सहकारिनौ अपि स्यात् यत् शाकादिकं कर्तनीयं भवति खलु यदि कर्तने एव समयः गच्छति चेत् कदा अस्माभिः निर्माणं क्रियते

अहमेव जानामि मदीयाः त्रयः चत्वारः मित्रः मित्र मदीयाः त्रयः चत्वारः परिचितास्सन्ति तानेव आह्वयामि

कश्चन पेयविशेषः अपि दातुमिच्छन्ति वा हा शिकञ्जि स्थापितः स्थापिता शिकञ्जि अन्तेऽपि किमपि उत मध्ये किमपि पेयम् इच्छन्ति हा तत्र छाच् लस्सि स्थापयितुं शक्यते तक्रं ह्म् भोजनावसरे एव तत् तदपि स्थापयितुं शक्यत् हा स्थापयामि ह हा कदा आगमिष्यन्ति अतिथिनः कतिवादनात्

तदा अतः प्रातः एव अहं तत्र सज्जीकर्तुम् आगमिष्यामि आगमिष्यामि इत्युक्ते अहं तु अत्रैव अस्मि आह्वयामि सहकारिणं हा अन्यान् न आह्वयामि हु हा प्रणमामि